विशालेषु जलागारेषु तरणसमये कस्मिन् विषये अवधातव्यम् इति प्रश्नः तत्र यत्र कुत्रापि वयं तरामः चेत् आदौ तरणं सम्यक् ज्ञातव्यम् इति प्रथमं विशालेषु जलागारेषु मध्ये कुत्र अवधानमपेक्ष्यते इत्युक्ते तत्र जलस्य नाम पात्रं कियदस्ति कियत् कति दूरात्मकम् अयन्देशः वर्तते तत्र जलस्य कत कस्यां दिशि स्रवणं वर्तते इत्यादिकं समीचीनतया ज्ञातव्यं यतो हि किं भवति तत्र जलागारेषु विशालेषु जलागारेषु यथा नदी सागरेषु च तरङ्गानां सत्वात् तत्र तरङ्गानाम् अस्माकं ताडनं वा अथवा अत्यन्तं दूरदेशगमनात् श्रान्तः श्रान्ताः वयं भवामः अथवा आयासः भवति तादृशस्थलेषु ज्ञात्वा पात्रं कियदस्ति इति विचिन्त्य दूरार्थं गन्तव्यम् इति प्रथमं कासारेषु मुक्तजलागारेषु काः समस्याः भवन्ति इत्युक्ते कासाराः यत्र नाम तत्र शैवालः भवति एवं कीटाः भवन्ति यतो हि लघु स्थलेषु तादृशजलराशिः भवति तत्र शैवालसत्वात् कदाचित् अधःपतनम् अथवा तादृशक्रिमिकीटानां दंशनं मण्डूकस्य सर्पादीनां वा दंशनं स्यात् तेन अस्माकं हानिः भवेत्